आ हलो उच्यतां

आ अस्तु भवत्याः कुत्र गन्तव्यं ह अस्तु मम तु परिचयः स्थलमेव इति मन्ये अहं नयामि मूल्यम् अत्रतः एकशतं पञ्चाशदधिकैकशतं तदेव द्रक्ष्यामः अत्रतः अधिकमेव अधिकम् इत्युक्ते अत्र वीथिः सम्यक् नास्ति नाम मार्गाः इतस्ततः एव चलति एकवारम् अहम् अत्र गत्वा सम्भ्रमः भूत्वा एवमेव पुनः अत्र आगतम् अथैव वन् फ़िफ़्टि इति श्रुतं तावदेव ओ एवमेव अहं शतं वा अथवा विंशतिः अधिकशतं रूप्यकं रूप्यकाणि प्राप्तुं शक्यते वा तर्हि अहं शतरूप्यकाणि अहं स्वीकर्तुं शक्यते वा आं तर्हि अहम् एकं कार्यं करोमि किम् इत्युक्ते भवती अत्र बस् स्टाण्ड् स्थाने आगच्छन्तु अहमपि अत्र आगच्छामि मम ओ टि पि अत्र वदामि ओ टि पि ओ टि पि कन्फ़मेशन् कृत्वा एवमेव यात्रायाः सद्यः भवितुं शक्यते अहमत्र नेतुं शक्ये आ अस्तु अस्तु तदेव ओके अस्तु यद् भवतः उद्देश्यस्थानं भवति तत्र अहम् अवतरणं करोमि अस्तु धन्यवादः